रामायणमहाभारतयोः विषये सम्पूर्णं केनापि न ज्ञायते भगवन्तं विहाय परन्तु लघु लघुकथाः तत्र विद्यमाना सूक्ष्म सूक्ष्म आनन्ददायकांशाः बहवः विद्यन्ते तत्र अहमपि न स्मरामि वस्तुतः रामायणं महाभारतम् इति नामनि तावत् आबाल्यात् प्रयः आगर्भात् सर्वोऽपि श्रुणोत्येव तद् अस्माकम् भारतीयसंस्कृति परन्तु यदा अहं प्रायः सप्तमकक्षाम् अधीयानः आसं तदानीम् अहं प्रवचनादिकं श्रुणोमि स्म तत्र ते सर्वे रामायणविषयाः महाभारतविषयाः कथारूपेण सर्वेऽपि बोधयन्ति अधुना अधुना अहं किं करोमि इत्युक्तौ विज्ञान दृष्ट्या आध्यात्मिकदृष्ट्या तत्वदृष्ट्या एवं बहवः प्रकारा विद्यन्ते तस्य स्वारस्यं किमस्ति इत्युक्तौ नाम प्रायः रामायणमिति ग्रन्थः सर्वोपि अत्र जातशिशुः अपि रामायणं महाभारतं वेत्ति नाममात्रं वा जानाति इति अस्माकम् भारतीयसम्प्रदायस्य विशेषः विद्यते